अस्माकं प्रदेशे स्थानीया व्यवस्था लोकयानम् बसयानम् आटोयानं मेट्रोयानं भवति एव तत्र एतानि यानानि सामान्यजनानां प्रतिदिनस्य गमनागमने गमनागमने सहाय्यं कुर्वन्ति एव मेट्रोयानम् समीपे एव भवति जनानां कष्टं न भवति तत्र ए सि इति अस्ति चेत् कष्टम् अपि न भवति लोकयानमपि सम्यक् अस्ति सौरऊर्जा इति वदामः सोलर् ऊर्जा इति कार्यं करोति तत्र किमपि कमपि चिन्ता नास्ति सम्यक् उपवेष्टुं गन्तुं शक्नुमः प्रतिदिनं यदा कार्या कार्यालयं गन्तुं जनाः इच्छन्ति ते सम्यक् गन्तुं शक्नुवन्ति किमपि चिन्ता नास्ति